भारतस्य माध्यमक्षेत्रम् इदानीं बलिष्ठमस्ति पूर्वम् एतावद् बलिष्ठं न न आसीत् तत्र पूर्वाग्रहपीडिताः वार्तावाहिन्यः एव अधिकाः आसन् यतो हि ते अन्ताराष्ट्रियस्तरतः भारतविरोधिशक्तितः धनं स्वीकृत्य अथवा तेषां निर्वहणं न निर्वहणसमित्याः अधः ते भवन्ति स्म ते यथा वदन्ति तथैव वार्तां प्रसारयन्ति स्म किन्तु इदानीं तथा नास्ति राष्ट्रियविचारधाराम् अधिकृत्य अवलम्ब्य बहवः वार्तावाहिन्यः वृत्तपत्रिकाः इदानीम् आगच्छन्तः सन्ति डिजिटल् माध्यमेन अर्थात् यूट्यूब् स्यात् फ़ेस्बुक् अथवा वाट्साप् एक्स् इत्ति इत्यादि इत्यदिषु अपि वार्ताः अनुक्षणमागच्छन्ति तत्र इदानीं प्रस्तुताः विषयाः प्रस्तुताः विषयाः आगच्छन्तः सन्ति यथा काचन ए पि पेय्ड् मीडिया सन्ति ते अर्धसत्यं वदन्ति सम्पूर्णसत्यं कदापि ते न वदन्ति तर्हि उदरनिमित्तं बहु कृतवेषः इतिवत् भारतस्य अन्ताराष्ट्रिये स्तरे भारतस्य मानहानिः एव तेषाम् उद्देश्यं प्रस्तुताः वार्तावाहिन्यः पत्रिकाः बह्व्यः आगताः सन्ति सत्यं सत्यविषयानपि ते वदन्ति प्रसिद्धाः वार्तापत्रिकाः वार्तावाहिन्यः ज़ी न्यूस् अस्ति वार्तापत्रिकासु इण्डिया टुडे द हिन्दु दैनिकभास्करः आर्गनैज़र् इत्याद्यः वा वृत्तपत्रिकाः सन्ति तथैव वार्तावाहिन्यः ज़ी न्यूस् अस्ति इण्डिया टि वि अस्ति आर् भारतं भारत् अस्ति आर् भारतवर्षम् अस्ति टी वी नैन् अस्ति इत्यादिकम् इत्याद्यः वार्तवाहिन्यः अधिकृतवार्तां ते प्रसारन्तस्सन्ति तत्र विश्वासः वयं स्थापयितुं शक्नुमः